संस्कृतभाषा सर्वासां भाषाणां जननी इति उच्यते यतः अन्याः याः भाषाः सन्ति तासां भाषाणां जननीयं भाषा इति कथनस्य अभिप्रायः अस्ति संस्कृतभाषायां ये तद्भवशब्दाः भवन्ति तत्समशब्दाः भवन्ति तत्र सादृशशब्दः नाम संस्कृतशब्दाः अन्यस्यां भाषायां बहवः सन्ति अतः संस्कृतस्य यानि पदानि सन्ति ये शब्दाः सन्ति ते शब्दाः साक्षात् तानि पदानि साक्षात् अन्यस्यां भाषायां सन्तीति अस्माभिः वक्तुं शक्यते यतः उदाहरणतया अस्माभिः तत्र क्रियापदानामपि उदाहरणतया अस्माभिः दृश्यते चेत् तत्र संस्कृतभाषायां गच्छति इति उपविशति इति उच्यते चेत् उपविशति अथवा उपविशतु इति अस्माभिः उच्यते तत्र उत्कलभाषायां वसन्तु उपचिशन्तु वसन्तु इति भवति एवम् आगच्छन्तु आसन्तु इति तत्र साम्यं बहु साम्यम् अस्ति अतः अन्यासां भाषाणां विकासे संस्कृतभाषायाः योगदानं महत् अस्ति यतः अत्र प्रकृतिप्रत्यादीनां वा भवतु अतः अत्र साहित्यं यदस्ति संस्कृतभाषायां यत्साहित्यमस्ति तं साहित्यम् आधारीकृत्य अन्यासां भाषायां बहु बहूनि पुस्तकानि विरचितानि सन्ति एतेषां साहित्यानाम् आधारेण अतः अस्माभिः संस्कृतभाषायाः योगदानं महत्तरम् अस्ति अन्यभाषाणां विस्तरे इति वक्तुं शक्यते